अत्र धार्मिक पूजा नवरात्री गणपतिपर्व अस्ति तथा च अस्माकं पूजास्थाने देवीस्थानस्य अधिकं महत्त्वं दीयते यथा प्रत्येकस्मिन् ग्रामे मासित्लामन्दिरं मामहमायामन्दिरम् इत्यादीनि अनेकानि मन्दिराणि डोङ्गर्गडे सन्ति अनेकेषु स्थानेषु महत्त्वम् अस्ति अत्र अस्माकं देवीपूजायाः महत्त्वम् अस्ति परन्तु गणपतिपर्वणः महत्त्वम् अस्ति